हरिः ओं नमस्ते अहम् अत्र राष्ट्रियसंस्कृतविश्वविद्यालयतः सम्भाषणं करोमि अत्र अस्माकं प्रकाशनविभागः अस्ति प्रकाशनविभागे बहवः एवम् आन्लैन्द्वारा अन्तर्जालमाध्यमेन पुस्तकानि आर्डर् कर्तुम् इच्छन्ति अनन्तरं बहवः स्व स्वस्थले प्राप्तुमिच्छन्ति अतः भवतां संस्थापक्षतः एवं तन्त्रांशः सोफ़्ट्वेर् निर्मीयते इति मया श्रुतं अतः तद्विषये अहं सम्भाषणं कर्तुमिच्छामि इदानीं समयः भवितुमर्हति वा सम्भाषणं शक्यते वा

सत्यं सत्यम् अहं तस्य विवरणं करोमि इदानीम् अस्माकं बहवः यूसर्स् भवन्ति नाम विभिन्नदेशस्य अथवा अन्येषु देशेषु विभिन्नाः जनाः भवन्ति ते जनाः अत्र पुस्तकं विद्यापीठस्य विश्वविद्यालयस्य पुस्तकं क्रेतुम् इच्छन्ति अतः तेषां कृते अत्र पुस्तकानां पुस्तकानां सूची अस्माकं समीपे भवति एक्सेल् द्वारा वयं सज्जीकृत्य स्थापितवन्तः स्मः तेषु तत्र भवताम् एकं यदि यः तन्त्रांशः भवति सोफ़्ट्वेर् इति तत्र तन्त्रांशे भवन्तः यदि सज्जीकृत्य यच्छन्ति अतः सर्वाणि पुस्तकानि तत्र भवन्ति ते इदानीं तत्र क्रेतुमिच्छन्ति ते यथा क्रेतुं शक्नुयुः क्रयणं नाम केवलं क्रयणं न तत् क्रयणं तेषां गृहं प्रति प्रापणं तावत्पर्यन्तं तत्र कियत् धनं भवति कथं ते धनं तत्र दद्युः इत्यादिकं सर्वं सज्जीकृत्य भवद्भिः तन्त्रांशः निर्माय दातव्यः तत् कर्तुं शक्यते वा इति प्रष्टुम् इच्छामि अनन्

सत्यं सत्यं सत्यं सत्यं

अवश्यं तादृशमेव आवश्यकम् आवश्यकं तस्य इदानीं तादृशं निर्मातव्यं चेत् कियान् व्ययः भवति इत्यपि अहं ज्ञातुमिच्छामि यतः कार्यालये अस्माभिः अनुमतिः स्वीकरणीया भवति अतः कियान् कियान् कालः स्वीक्रीयते भवतां संस्थापक्षतः कियान् व्ययः भवति अनन्तरं तत्र फ़ीचर्स् के का के के अंशाः तत्र भवन्ति किं किं भवन्तः तत्र अधिकं दर्शयितुं शक्नुवन्ति यथा अमेज़ान्मध्ये अत्र पुस्तकविषये अथवा अन्यवस्तून् यदि स्वीकुर्मः रिवीव्स् इति लेखितुं शक्नुमः अथवा तादृशव्यवस्थाः किमपि श शक्यते वा दातुं अतः भवतां पक्षतः किं किं शक्यते इति अहं ज्ञातुमिच्छामि

सामान्यतः अत्र कार्य अस्माकं विश्वविद्यालये पृच्छन्ति सामान्यतः कियद्धनं भवितुमर्हति इति तदनुगुणम् अस्माभिः तत्र अनुमतिः स्वीकरणीया अतः

सत्यं

सत्यं सत्यं तावदेव अस्माकम् उद्देश्यम् अस्ति अवश्यम् अवश्यं वयम् अस्माकं हस्ते सिद्धमस्ति अत्र तद् वयं प्रेषयिष्यामः

प्रायः एकं सहस्रम् इति वक्तुं शक्यते एकसहस्रं जनानामिति सामान्यतः आरम्भे कुर्मः तदनन्तरम् अग्रे वयं नेतुं शक्नुमः एकसहस्रम् एकवर्षे इति चिन्तयितुं शक्यते अग्रे वयं पुनः अत्र विचिन्त्य कार्यालये पुनः अपि वयम् इमेल्द्वारा अहं सन्देशं प्रेषयामि तद् तदनुगुणं भवन्तः तत्र प्रपोज़ल्रूपेण प्रस्तावनारूपेण यदि आगच्छति कार्यालये वयं दातुम् अस्माकं सरलं भवति

अस्तु अस्तु अहं पुनः पत्रम् इमेल्द्वारा अहं प्रेषयिष्यामि तदनुगुणम् अनन्तरम् अग्रे पुनः अहं दूरवाणिं करिष्यामि धन्यवादः अवश्यम् अवश्यम् अवश्यम् अहं प्रे शीघ्रमेव प्रेषयामि धन्यवादः